अहं महाराष्ट्रप्रदेशे वसामि निवसामि तत्र प्राकृतिकसम्पत् ए एतावत् अस्ति तत् चार्कोल् बहु प्रमाणात् तत्र उपयोगः भवेत् अत्र भविष्यति तदनन्तरम् अत्र प्राणवायुः तत्र वृक्षः बहु वृक्षस्य उपयोगः वृक्षस्य उपयोगः तत्र पत्रम् कृते उपयोगः भवति तत् तस्य वृक्षस्य पत्रमस्ति तद् या उत्तरपत्रिकानिर्माणं कृते बहु उपयोगं भवति तदनन्तरं मम प्रदेशे जलाकारः अस्ति तद् सरोवरः अस्ति समुद्रः अपि अस्ति तद् शुद्धमस्ति परन्तु तद् स्वच्छता तत्र नास्ति तत्र शुचित्वमपि नास्ति सर्वत्र एव अशुद्धं व तत्र वस्तु अस्ति वस्त्रप्रक्षालनं तत्र एव भविष्यति तद् तत्र सौन्दर्यं तु बहु सम्यक् अस्ति परन्तु तत्र स्वच्छता कुत्रापि नास्ति तत् अशुद्धमेव जलमस्ति तदनन्तरं स्वच्छताविषये तत्र कुत्रापि नियमः नास्ति तद् नियमविषये किञ्चिद् परन्तु यत्र राम्टेक् मध्ये म मम प्रदेशे तत्र कूपी अस्ति तद् सर्वकारमाध्यमेन सर्वे जनाः अत्र कूपी एव उपयोगं करिष्यन्ति